कथं कूपात् बहिः जलम् आकर्षयसि चेत् आकर्षयसि इति चेत् प्रथमतः तत् कूपस्य उपरि एकं अयः काष्टं निक्षिपन्ति तदा अनन्तरं तदनन्तरं तत्र एकं रज्जुम् उपयुज्य तद् रज्जुतया सर्वान् यदि यत् यद् जलमावश्यकं तत् सर्वं तद् रज्जुतया एकं बक्किट् बन्धयित्वा तेन जलम् आकर्षयसि जनाः तथा अस्मिन् कूपात् जलं बहिः आगच्छ वितरणसमये विद्युत् उपकरणस्य उपयोगः नास्ति कुतः इच्छेत् विद्युतुपकरणस्य विद्युदुपकरणस्य अत्र उपयुक्तं नास्ति तथा यदि मोटर् उपयुज् उपयुक्तं चेत् तदा कूपः तथा मोटर् विद्युदेव तस्मात् तत्र विद्युत् विद्युदस्य उपयुक्तं बहु अस्ति तत् अस्मात् अत्र कूपात् जलं बहिः वितरणसमये जल विद्यदस्य आवश्यकं नास्ति इति उक्त्वा विरमामि